स्पर्धात्मकपरीक्षाभ्यः सज्जतां कुर्वन्तः छात्राः ये भवन्ति तैः केवलं स्वकक्षायां यानि पुस्तकानि भवन्ति तानि एव पठन्ति चेत् न अलम् इदानीन्तनसमये पत्रिकामाध्यमे स्पर्धात्मकपरीक्षायां ये प्रश्नाः आगच्छन्ति तादृशप्रश्नाः प्रश्नपत्रिकाः च प्रकट्यन्ते उत्तरञ्च दीयते अनेन नीट् यु पि एस् ई सी ई टी इत्यादयः स्पर्धात्मकपरीक्षाभ्यः सज्जतां कुर्वद्भ्यः छात्रेभ्यः महान् लाभः भवति अपि च माध्यमेषु तत्तत् विषये कृतभूरिपरिश्रमैः विद्वद्भिः लेखाः लिख्यन्ते तेऽपि छात्रेभ्यः लाभदायकाः भवन्ति अपि च दिनं प्रति ये ये प्रदेशस्थं राष्ट्रियम् अन्ताराष्ट्रियविषयाः प्रकटिताः भवन्ति तादृशविषयेषु अपि स्पर्धात्मकपरीक्षासु प्रश्नाः भवन्ति इत्यतः माध्यमाः एतादृशस्पर्धात्मकपरीक्षाभ्यः सज्जतां कुर्वद्भ्यः छात्रेभ्यः सहायकाः भवन्ति इति मम विचारः